नमस्ते स्विग्गी अहं चिलम्बीतः ज्योति उडुपा वदामि अहं डोमिनोस् पिज़्ज़ातः पिज़्ज़ाद्वयं आर्डर् कृतवती आसम् अर्धघण्टा अभवत् इतोऽपि तस्य आगमनं न अभवत् खलु किमभवत् आर्डर् केन्सल् करोमि वा किम्